अस्माकं ग्रामीणसमुदाये नर्तिका तु नास्ति परन्तु भारते अथवा बहिः अपि नर्तिकानाम् अधिकं सम्मानः नास्ति ताम् अधिकं शिक्षणं न लभ्यते सम्मानः न लभ्यते यत् कदापि सहाय्यम् अपेक्षते तर्हि तदपि न लभ्यते अस्माकं समाजः एव एतावदस्ति यत् ते विचारम् एतादृशं करोति यत् महिलाः नर्तक्यः न भवितुमर्हन्ति परन्तु ते न जानान्ति यत् सर्वाणि कार्याणि सम्यक् एव पक्षपातं न करणीयम् एवञ्च यत् कोपि भवतु सर्वेषां सहाय्यं करणीयम् इति